द्वयोः अपि बहु सम्यक् अस्ति किमर्थमित्युक्ते मानवनिर्मितकाले पुरातनकाले मानवनिर्मिताः शिल्पकलाः भवनं गृहं मार्गं बहु सम्यक् अस् आसीत् इदानीं काले इञ्जिनियर् गणाः गणकाः गणकयन्त्रमध्ये इञ्जिनियर् मनुष्याः उपविश्य उपविश्य उक्त्वा कार्यं कृतवान् एतत् मा मनुष्याः मनुष्याः मी मिद् ब्रैन् शिरोमध्ये बहुविधः विद्या अस्ति कदा वयं संस्कृतभाषायाः अभ्यासं करिष्यामः तदा तदा वयं गणकयन्त्रं यन्त्रं सः गणकयन्त्रं किन्तु गणकयन्त्रम् किन्तु जास्ती ज्ञा ज्ञानम् स्वीकुर्मः किमर्थम् इत्युक्ते संस्कृतमध्ये गणितम् अस्ति व्याकरणम् अस्ति के विद्वान्सः अस्ति ते बहु विद्यासं कृतवान् गणकयन्त्रम् गणकयन्त्रमध्ये बहु गणकयन्त्रं मानवनिर्मितं यन्त्रम् केवलम् एतत् भ्रमसृष्टिः नास्ति कदा मनुष्यः कठीणम् अभ्यासं कृतवन्तः सः गणकयन्त्रं निर्मितवन्तः अतः गणकयन्त्रं गण गणकीकृतकलापेक्षया मानवनिर्मितकलापेक्षया विशिष्टः बहु अस्ति मम अभिप्रायः आधुनिककाले गणकयत्रं पुरातनकाले मानवनिर्मितं कार्यं बहु सम्यक् आसीत् इदानीं गणकयन्त्रे गणकम् गणकीकृतं कार्यं समीचीनम् कदा वयम् गणकी गणकीकृतकार्यं कृतवन्तः तदा वयम् लेज़ि अभवत् लेज़ि आगच्छति